मम सप्रदेशः सक्षेत्रं इत्यते तिरुवनन्तपुरं केरळे तत्र तु मलयाळभाषायाः उपयोगः एव क्रियते इदानीं वित्तकोषीय पत्राणि इदानीं हिन्दीभाषायां नासीत् आङ्ग्लीयभाषायामेव वर्तते तद् इदानीं मलयाळभाषायाम् इदानीं केरळे तु मलयाळभाषा तमिळ्नाडु तमिळ्नाडुदेशे तमिळ्भाषायाम् एवं शु स्वक्षेत्रीयभाषायां यदा भवति तदा वा अस्माभिः बहवः गुणाः भवन्ति यदा इदानीं मीनविक्रेतारः अपि या या यावत् कष्टम् अनुभवन्ति वयं न जानीमः कारणं तेषां तु भाषा तेषां तु मातृभाषा एव मलयाळम् अस्ति इदानीं केरळेव मातृभाषा तेषां तु मातृभाषा एव मलयाळं वर्तते इदानीं ते ये जनाः तेषां विद्यालयगमनं साध्यं न अभवत् इति ये जनाः सन्ति ते तु हिन्दीभाषा न आङ्ग्लेयभाषां तावत् सम्यक् न जानन्ति किन्तु यद् जानन्ति तत् स्वक्षेत्रीयभाषायाम् इदानीं केरले तु मलयाळ वयम् इदानीम् वित्तकोषीयपत्राणि मलयाळभाषायां यदा कुर्वन्ति तदा सर्वेषाम् केरळे सर्वेषां वयं तद् चलान् इत्युक्ते वित्तकोषीयपत्रान् वयं पूरयित्वा वित्तकोषे वयं दातुं शक्नुमः बेङ्क् अकौण्ट् पुनरारम्भं कर्तुं शक्नुमः एवं संस् इदानीं मलयाळे केरळे मलयाळे वित्तकोषे पत्राणि भवन्ति चेत् उपलभ्यते चेत् अतीव गुणम् एव भवति तत्र किमपि दोषः न भवति इति अहं विश्वसिमि वयम् मलयाळ मलयाळभाषायां केरळे इदानीं राजस्थानं गच्छति चेत् राजस्थानीय भाषायां यत् स्वक्षेत्रीयभाषा यद् भवति तत्रैव वयं वित्तकोषपत्रस्य निर्माणं कुर्मः एवम् एवं करोति चेत् इदानीं वयम् एक वित्तकोषं गच्छामः चेत् वित्तकोषपत्रं प्राप्नुमः तद् इदानीं के यत्कोपि भवतु बृहज्जनाः वा भवन्तु किञ्चित् धनिकाः धनिकाः वा भवन्तु दरिद्राः वा भवन्तु यत्कोपि वा भवन्तु पु आ केरळं पूर्नं पूर्न केरळे यत् कोपि जनाः सन्ति ते सर्वे मलयाळं तु अवश्यं जानन्त्येव इति कारणेन तेषां तु तत्र दोषः अवश्यं न भवति लिखित्वा ददामि यत् तत्र लाभः लाभः केवलमेव भवति